मम ग्रामे नर्तकेभ्यः समस्याः भवन्ति यथा शरीरे प्रशिक्षकः अस्ति तत्र संसाधनमपि वर्तते तत्र कोऽपि अस्ति यः सहायं करोति सम्यक् पाठयति कास्च्यूम् अपि तत्र लभ्यते परन्तु तत्र अधिकं धनं प्राप्यते परन्तु यः ग्रामीणसमुदायः समुदाये अस्ति नर्तकः सः तावद् धनं दातुं न शक्यते संसाधनं क्रेतुं यथा तथा तत्र प्रशिक्षणमपि ग्रामे न भवति प्रशिक्षकः धनं यच्छति सः ग्रामीणः धनं दातुं न प्रभवति तावत् तथापि तत्र यदा शरीरे शालासु पाठशालासु वा प्रोत्साहनं सर्वैः ददाति तत्र परन्तु ग्रामे तथा न भवति प्रोत्साहनमपि न नास्ति प्रशिक्षकस्यापि न्यूनता तत्र वर्तते तथापि संसाधनार्थं धनम् अधिकं धनिकः धनस्य अपेक्षा अस्ति परन्तु ग्रामीणजनाः ग्रामीणसमुदायस्य नर्तकः तावत् धनं दातुं न शक्यते अतः तत्र बह्व्यः सः बह्व्यः समस्याः तत्र भवन्ति नर्तकेभ्यः